नमस्ते अहं भवा भवती ग्रन्थालयस्थ एव खलु हा अहं भवतां ग्रन्थालये प्रतिदिनं तत्र पठितुमागच्छामि एवं तत्र हा तत्र मम एकं वर्तते यत् तत्र यानि पुस्तकानि सन्ति तद् बहु इतस्ततः वर्तते मम कृते यत् मम कृते अपेक्षितं पुस्तकं तत्र तत्र प्रतिपर्यायं न लभ्यते एवम्

न अस्तु तद्भवतु नाम परन्तु बहुदिनं दिनाभ्यन्तरे अहं तत्र पश्यन्नस्मि तद् मम कृते किमपि न लभ्यते तत्र एवम् अस्तु तत् एवं पञ्चदिनात् प्राग् भवेत् इति अहं मन्ये तेन मम पठने नाम क्लेशः भवति मम परीक्षापि वर्तते अतः अहम् अत्र आगच्छामि यदि पुस्तकं न लभ्यते चेत् अहं तत्र किं पठामि इत्येव आसीत् मम अन्यच्च सर्वं सम्यकेव अस्ति ग्रन्थालये एवम् अपि लभ्यते एवञ्च यदि नूतनं पुस्तकम् अपेक्षितं चेत् तत्र किं कर्तव्यं कथम् ओर्डर् इत्यादिकं कर्तव्यम् एवम् एप्लिकेशन् लेखितव्यं वा एवम् अस्तु तथा अहम् अवश्यमेव करिष्यामि तर्हि कियत् कालम् अपेक्षितं तस्य कृते नाम कियत् कालानन्तरं तद् आगच्छति पुस्तकम् एवं सम्यक् सम्यक् एवम् अहम् अवश्यं तद् करिष्यामि अस्तु एवम् एवम् अस्तु नास्ति चिन्ता नास्ति एवम् एवं मिलामः एवम्